मया बौद्धिकदृष्ट्या बहूनि पुस्तकानि पठितानि परन्तु किमपि पुस्तकं बहु कष्टकरं इति न अहं कुवेम्पू महोदयस्य एस् एल् बैरप्प महोदयस्य वैचारिकप्रबन्धान् पठितवान् कन्नडे अनन्तरं राबिन् शर्मा महोदयस्य फ़्याब्लो महोदयस्य पुस्तकानि अपि पठितवान् परन्तु कदा परन्तु कदापि बहु क्लिष्टम् इति न